मम गृहे एकः ग्रन्थः रामचरितमानसम् तादृशम् आसीत् तस्य पाण्डुलिपयः आसन् ताः अतीव अस्पष्टाः आसन् कुतश्चित् आनीताः भवेयुः मया विचारितम् एतद् पठने किमपि न आयाति अतः एतद् उपयोगी नास्ति किन्तु पश्चात् रामचरितमानसस्य अपरः ग्रन्थः अवलोकितः एवं पित्रा च प्रेरितः तदा तत्र तस्य प्रतिदिनं पाठं विधातुम् अहं प्रवृत्तः रामचरितमानसस्य प्रभावः मम जीवने अनेकेषु क्षेत्रेषु लभ्यते कठिनस्यापि विषयस्य सरलतया उपस्थापनं रामचरितमानसस्य पद्येन विधातुं शक्यते केनचित् अहं पृष्टः माया का भवति तर्हि सरलरूपेण तत्र प्रतिपादितं वर्तते यत् गोगोचर जह लगि बन जायि सो सब् माया जानेहु भायी अर्थात् बुद्ध्या यत् यत् गृह्यते बुद्ध्या इन्द्रियेण यत् यत् वस्तु गृह्यते तत् सर्वं माया वर्तते पश्चात् पुनः गभीरतया अध्ययनं जातं तस्य संस्कृतस्य ग्रन्थाः गीतादयः यदा समवलोकितः तदा तदीयं महत्त्वम् अधिकं मया ज्ञातं एवं च तत्र बुद्धेर्यः परतस्तु सः इति यः सिद्धान्तः अस्ति सः एव तत्र प्रतिपादितः वर्तते इति मया कल्पितम् एवं च वर्षावर्णनं यत् वर्तते रामचरितमानसे पश्चात् यदा श्रीमद्भागवद् महापुराणम् अधीतं तदा तु प्रति ज्ञातं यद् तथैव अनुवादः वर्तते यथा तत्र श्लोकाः सन्ति श्रीमद्भागद् महापुराणे तथैव अत्र रामचरितमानसे चौपायीबद्धाः चतुष्पदीछन्दोबद्धाः एते सन्ति अतः विचारः श् समभवत् यत् नानापुराणनिगमागमसम्मतं यद् रामायणे निगदितं क्वचिदन्यतोऽपि इति तुलसीदासेन यदुक्तं तद् वस्तुतः सन्दर्भग्रन्थरूपेण तत्र प्रतिपादितं नानाशास्त्राणि तत्र सन्निहितानि सन्ति अतः रामचरितं मानसरूपं ग्रन्थम् अहं सर्वेभ्यः ग्रन्थेभ्यः सर्वेषां कृते च उपयोगी समुत्कृष्टं च मन्ये